नमस्ते संस्कृतं जननी वर्तते सर्वभाषाणाम् अतः संस्कृतादेव सर्वाः अपि भाषाः विनिर्गताः इति संस्कृतेतरभाषाणां शब्द शब्दानां दर्शनेनैव ज्ञायते तथा तादृशी तादृशासु भाषासु एका भवति भारतीया भाषा हिन्दी इति तस्यां भाषायां मया कश्चन अनुवादः कृतः कथं नाम मूलं हिन्द्याम् आसीत् तस्यैव संस्कृते अनुवादः मया कृतः तत्र अनुवादवेलायां वस्तुतः अधिकाधिकप्रतिशतशब्दाः संस्कृते एव भवन्ति हिन्द्याम् अपि प्रत्ययास्तु हिन्द्यां एव भवन्ति अतः तस्य करणे तावान् क्लेशः न भवति परन्तु तत्र अध्ययनस्य अध्ययनस्य आधिक्यं भवेत् तत्र गम्भीरम् अध्ययनं इति भवन्ति तद् भवेत् पुनः बहूनामपि ग्रन्थानाम् अध्ययनं भवेत् तेन शैली काचित् आत्मसात् भवति तया शैल्या अनुवादकरणे क्लेशः नायाति यत्र कुत्रापि क्लेशः आयाति आगतः मया मम अनुवादकरणे तत्र ज्येष्ठानां विदूषाम् अभिप्रायः स्वीकृतः मार्गदर्शनम् अपि प्राप्तं तेन सहजतया यथा मूले अस्ति तथा एव अनुवादे भावावगमः भवतु इति सङ्कल्पेन एव अनुवादः कृतः परिश्रमसाध्यः एव धन्यवादाः